अहं ट्विट्टर् पुनश्च इन्ष्टाग्रां वाट्सप् फ़ेस्बुक् इ टेलिग्रां स्नाप्चाट् इत्यादिकं यूस् करोमि म तत्र स्थापयामि किमर्थम् इत्युक्तौ समा सामाजिक स समाजे वयं निवसामः अतः समाजे ये ये सन्ति जनाः तेषां सर्वेषां मेलनं तु न भविष्यति किन्तु इतः अत्रैव उपविश्य तत्र देहल्याम् इदानीम् अस्ति तस्य मित्रत्वं सम्पादयितुं शक्नुमः पुनश्च मम चित्रं तत्र स्थापयामि चेत् मम भावचित्रं दृष्ट्वा सोपि अवगन्तुं शक्नोति किमिति एषः सम्यगस्ति वा एतस्य स्वभावम् किम् अस्ति धूर्तः अस्ति वा मूर्खः अस्ति वा नो चेत् खलः अस्ति वा इत्यपि ज्ञातुं शक्नोति पुनश्च मम सौन्दर्यं कथम् अस्ति इति समाजानां समाजे दर्शयितुं मम इच्छा अपि अस्ति कदाचित् कन्या अपि लभ्येत् इति मम चिन्तनम्